चित्रम् अहं किमर्थं स्वीकरोमि नाम चित्रं सर्वमपि अभिव्यञ्जयति यदा वयं किमपि सम्भाषणं कुर्मः तदा तत्र सम्भाषणेन अस्माकं मोदः भवति परन्तु कश्चन कालोत्तरं तत्सर्वम् अस्माभिः स्मर्यते इति नास्ति यतोहि अस्माभिः यत् सम्भाषणङ्क्रियते तत्र उभयोः मेलनं भवति अस्माकं बुद्धेः अपि च अन्यस्य अस्माभिः सर्वदा अस्माभिः किमुक्तम् इति ज्ञायते चेदपि तैः किमुक्तम् इति न स्मर्यते तावत् अपि च यदा वयं किमपि लिखामः तदा शब्दैः अस्माकम् अनुभवः सर्वात्मना व्यक्तीकर्तुं शक्यते इति नास्ति यतोहि शब्दाः सीमिताः सन्ति परन्तु अनुभवः तावत् सीमितं नास्ति अतः अक्षरैः वा अथवा केवलं स्मरणेन सः अनुभवः पुनः अनुभवः पुनः तस्य अनुभवः कर्तुं न शक्यते अतः अनुभवस्य पुनः अनुभवार्थं चित्रीकरणम् अपेक्षते अस्माभिः यत्र गतं तत्र अस् वयं के अन्यैः सह भवामः तैः सह यदा वयं चित्रं स्वीकुर्मः अथवा तैः सह कार्यं कुर्वन्तः भवामः तच्चित्रं यदा वयं पुनः पश्यामः तत्काले सर्वमपि स्मर्यते तेन किमुक्तं तेन किं कृतं अपि च तत्र किं जातम् इत्यादिकं सर्वम् एकेण चित्रेण ज्ञायते यतोहि सर्वोपि विषयः तस्मिन् एकस्मिन् चित्रे लीनं भवति अतः चित्रीकरणं कर्तुम् अहं बहु इच्छामि